मम गृहं परितः वाटिका वर्तते तत्र विविध पादपाः सन्ति केचन पादपाः बहु जलम् इच्छन्ति केचन पादपाः अल्पं जलम् इच्छन्ति अतः तेषाम् अपेक्षानुसारम् अहं तेभ्यः जलवितरणं करोमि तथैव वर्षे त्रिवारं तेभ्यः गोबरस्य व्यवस्थामपि करोमि तेन ते पादपाः सम्यक् पुष्पिताः भवन्ति फलभरिताः च भवन्ति